अहं संवादिनीं वादयामि यदा अहं पाठशालां गच्छामि तत्र पाठयामि स्म तदा संवादिनीम् वादयामि समूहगीतं गायामि समूहगीतं पाठयामि अधुना अभ्यासः किञ्चित् न्यूनः अस्ति तर्हि बहवः कार्यक्रमान् वयं कुर्मः गायनस्य कार्यक्रमं कुर्मः तथैव पाठशालामध्ये यास्स्पर्धाः अस्ति याः याः स्पर्धाः सन्ति तत्र वयं सर्वे गच्छामः